भगवान् हनुमान् एव मम शक्तिः तथा

मनस् सस्य अस्थिर चञ्चलता एव मम दौर्व दौर्बल्यम् इति अहम् चिन्तयामि किम् इति चेत् यदा अहं भगवत्याः विषये चिन्तितं तदा मम हृदये शक्तिं जागर्ति तत्कारणात् एतत् विषयः शक्तिः इति अहं ज्ञातम्